मम समीपे पुरातनं चित्रं स्वीकृतम् अस्ति पुरातनं पुरातनचित्राणि तथा नूतनचित्राणि नाम डिजिटल् चित्राणां विषये अहं किं चिन्तयामि नाम पुरातनचित्रे यदा सर्वेषां निकटे तस्मिन् काले केमेरा इत्यादिकं डिजिटल् डिवैस् न आसीत् अतः यदा किमपि यत्किमपि चित्रं स्वीक्रियते चेत् तदा सर्वे फ़्याम्ली मिलित्वा एव स्वीकुर्वन्ति अनन्तरम् सर्वे लघुबालकाः तः वृद्धाजनानां पर्यन्तं सर्वे एकदा आगत्य एव चित्रं स्वीकुर्वन्ति परन्तु इदानीन्तनकाले तथा किमपि नास्ति सर्वे सर्वेषां हस्ते इदानीं दूरवाणी तु भवति एव ते प्रतिदिनम् एकं वा चित्रं स्वीकुर्वन्ति एव प्रातः उत्थानस्य प्रागेव एकं चित्रम् उत्थानोर्ध्वम् एकं चित्रम् मुखं प्रक्षालने एकवारं एकं चित्रं भोजनकाले एकं चित्रं भोजनं किं कुर्वन्ति तस्मिन् एकं चित्रम् एवं प्रतिदिनं चित्रं चित्रं चित्रमिति स्वीकुर्वन्ति एव स्वीकुर्वन् एव भवन्ति एवम् अस्यां विषये किं वदामि चेत् तत्र चित्रस्य भावः एव गतः पुरातनचित्रेषु अधिकं भाव क् भावु भवुका ता भावुकता भवति इति अहं सत्यं वदामि पुन पुरातनचित्रे बहु भावुकता भवति इदानीन्तनचित्रे तु नैव भवति अपि च किमर्थम् एवं चिन्तयामि नाम स्वस्य दूरवाणीमध्ये स्वस्य एव चित्रं स्वीकरोति चेत् किं प्रयोजनम् एवं पुरातनकाले सर्वेषां मिलित्वा यदा चित्रं स्वीकुर्वते तदेव सम्यक् आसीत् इति अहं मन्यामहे